आं प्रायः क्रीडाङ्गणेषु आयोजनानि भवन्ति अस्य एकलक्षाधिकं पञ्चसहस्रं दर्शकाः आगच्छन्तु विशिष्ट क्रीडाङ्गणानां विषये अहं न जानामि परन्तु प्रायः इ स्थानीय राष्ट्रीय क्रामा कार्यक्रमाः प्रचलन्ति उपस्थितः आयोजनस्य आधारेण भवन्ति निश्चितं एव प्रायः क्रीडाङ्गणेषु स्थानीय राष्ट्रीय कार्यक्रमाः भवन्ति सहभागतायाः विवरणं कति जनाः आगच्छन्ति इति च आयोजनस्य लोकप्रियतायाः उपरि निर्भरं भवति आं मम क्षेत्रे स्थानीय राष्ट्रीयस्थरीयः क्रिकेटक्रीडायाः आयोजनं भवति प्रतिभागिनः विभिन्नाः दलाः सन्ति यथा राष्ट्रीयदलाः राज्यदलाः स्थानीयक्लबाः च कार्यक्रमं द्रष्टुम् बहु जनाः आगच्छन्ति तस्य सङ्ख्या च कार्यक्रमस्य प्रकारस्य महत्वस्य च उपरि निर्भरं भवति केषुचित् आयोजनेषु सहस्राणि जनाः आकर्षयन्ति अन्येषु तु न्यूनाः भवन्ति अतः महत् मनोरञ्जनरूपेण द्रष्टुं शक्यते आं प्रायः क्रीडाङ्गणेषु आयोजनानि भवन्ति